आं मम बैक् याने गतम् अत्यन्तः कष्टसाध्यमार्गः भवति मृत्तिका मार्गः तत्र किम् आसन् यतो हि टेक्टर् यानं माल्वहनं कृत्वा गतः ततः अतः तत्र उच्चनीचः वर्तते अतः तत्र गमनसमये मम कष्टं भवति तत्र पादे पादे ब्रेक् स्थापनीयं

किं कर्तव्यं ततः परं तत्र यदा वृष्ट्या भवति तदा तत्र मार्गे जलम् आसीत् तत्र गमनसमये बहवः कष्टाः वर्तन्ते बैक् चालनसमये शीतकाले अपि बैक् बैक् चालने कष्टं भवति कथं कथं कथम् इत्युक्ते यतो हि बहु शीतः वर्तते इति कर्तुं तत्र बैक् चालनमपि न भवति यतो हि तत् मार्गं सम्यक् नास्ति तत्र बैक् चालनं बहु कष्टं वर्तते इति कृत्वा बैक् मृत्तिका रास्तायां बैक् चालनं बहु कष्टसाध्यमिति मम मतविचाराः वर्तन्ते यतो हि तत्र वयं ज्ञायते खलु मृत्तिका रास्ता कथं भवति